सजीवं व्यक्तिम् आधृत्य चित्रं चित्रं कृतम् अस्ति मया तत्तनुभवः सः अनुभवः कीदृशः आसीदित्युक्ते बहु क्लिष्टः कुतः इति चेत् अहम् मम मित्रस्य चित्रम् कर्तुं गच्छन् सः एकत्र न तिष्ठति बिडालः इव तत्र अत्र सर्वत्र गच्छति स्म यथा बिडालः मूषकं दृष्ट्वा कदा गच्छति धावति तदैव तथैव मम मित्रः अपि यत्र कन्दुकः